स्थानीयवैद्य सः मम प्रदेशे सम्यगेव सन्ति यथा मम प्रदेशे किं किम् अस्ति स्थानीयवैद्य प्रदे वैद्यव्यवस्थाः इति चेत् सर्वमपि वर्तते ये मम प्रथमतः अन्तिमपर्यन्तं यद् यद् अपेक्ष्यते तत् सर्वमपि अत्र लभ्यते इति एव अहं मन्ये सर्वैः अपि प्राप्तुं शक्यते यतोहि अत्र टीटीडी द्वारा सुन्स् इती एकं निर्मितं वर्तते तत्र कैन्सर् चिकित्सा अपि लभ्यते ज्वरस्य गुलिकाः अपि लभ्यन्ते आयुर्वेदव्यवस्था वर्तते अन्यत् यद् किञ्चित् महान् रोगः यः कश्चन वा भवतु सः सर्वमपि तत्र प्रशान्तः गच्छति तत्र नाम एतावत् निर्धनः वर्तन्ते तेषां कृते अल्पेनैव धनेन यथा तेषां नाम तैः यावत् दातुं शक्यते तावदेव मूल्येन अथवा कदाचित् धनम् अतिरिच्य नाम धनम् अनपेक्षैव तत्र वैद्यं धनमपि कुर्वन्ति कोविड् मध्ये तत्र सर्वत्रापि सर्वेषां कृते व्यवस्था कल्पिता व्याक्सिनेशन् इत्यादिकं सर्वेषामपि सर्वेषां कृते तैः दत्तं गृहम् प्रत्यैव आगत्य तत्र सर्वत्र दत्तम् इति अहं वदामि